प्रातः अहं ध्यानं प्राणायामञ्च करोमि ध्यानस्य प्राणायामस्य च योगाभ्यासे महत्त्वपूर्णं स्थानं वर्तते अष्टाङ्गयोगेषु एतौ अन्यतमौ स्तः योगेनैव मोक्षः आगच्छति इति योगाचार्याणां मतं योग भवति चित्तवृत्तिनिरोधः इति योगेनैव याः चित्तवृत्तयः सन्ति तेषां निरोधो नाम निवृत्तिः भवति तेनैव मोक्षः प्राप्यते इति आचार्यैः सिद्धान्तितम्